भारते बहवः प्रसिद्धाः विज्ञानिनः सन्ति सी वि रामन् होमीबाबा विक्रमसाराभाय् जगदीशचन्द्र बोस् ए पी जे अब्दुल् कलाम् इत्यादयः तत्र विक्रम्साराभाय् अपि च होमीबाबा मम इष्टतमः विज्ञानिनः सन्ति यतोऽहि ते रोकेट् सैन्स् अपि च इस्रो महत्वं वर्धयितुं तेषां योगदानं बृहद् अस्ति अतः